कृषिः पूर्णतया वायुगुणादारिता भवति तद्वाक्यं सत्यमेव वा कृषिक कृषिकाणां कृषिकः वायुगुणं आधारितमेव सस्यानि वर्धयन्ति सर्वत्र सर्वं सस्यानि वर्धयितुं न शक्यते शैत्य प्रदेशे भिन्नः सस्यानि वर्धन्ति उष्णप्रदेशे भिन्नाः सस्याणि वर्धन्ति उदाहर्णार्थं तत्र काश्मिरसमीपे मध्ये बहु मदुरफलं वर्धन्ते आपल् तत्र आपल् सस्याणि अस्माकं प्रदेशे आपल् तत् वृक्षः न वर्धन्ति वर्धति वर्धन्ति अत्र उष्णप्रदेशे भिन्न भिन्नः सस्याः फलाः वर्धन्ति तत्र भिन्नप्रदेशे आतपे किञ्चित् अधिकं कुत्र अस्ति तत्र द्राक्षाफलं वर्धन्ति अत्र मलनाडुप्रदेशे पूगवनं अनन्तरं नारिकेलफलं अनन्तरं कदलीफलं वर्धन्ति अतः सस्याः पूर्णतया वर्धितुं वायुगुणाः एव अपेक्ष्यते यदा कदा बहुजलं भवति अधिकं उष्णं भवति तत्र विकोपः भवति तस्मिन् समये सस्यानि नष्टानि भवन्ति तस्मिन् समये वयं किमपि कर्तुं न शक्यते अन्यद्बीजानि तत्र वायु कदा सम्यग् भवति तद्दृष्ट्वा जलं वृष्टिः सम्यक् कदा आगच्छति तद्वायुगुणस्य अनुसारेण वयं नूतनं बीजानि एव स्तापनीयं नूतनस्य कृषिं करणीयं एतदेव तत् अनन्तरं इतोपि अधिकस्य वृष्टिः भवति चेत् तस्य निवारणार्थं किञ्चित् उपायं करोति कृषिकः तद् सफलं भवति चेत् तस्य कृषि किं करोति तत् कृषिं सम्यक् आगच्छति नो चेत् तत् सर्वं नष्टं भवति नूतनतया बीजानि स्थापयन्ति